वेदोक्तं कर्माणामनुष्ठानं सद्यकाले तु दुष्करः इति अभिप्रायः श्रूयते तद्विषये तव कः अभिप्रायः मम अभिप्रायः विषये विषये एवमस्ति यदि एतत् कारणं दुष्करं नास्ति किमपि किन्तु अस्माकं भारतीया पद्धतिः या अस्ति सा अक्रान्ता वर्तते पाश्चात्य पद्धत्यनुसरणम् अतः पाश्चात्य पद्धतेः अनुसरणम्यावत् भविष्यति तावदेव अस्माकं वेदोक्तकर्माणाम् अनुष्ठानानपि ह्रासं भविष्यति अतः सर्वादौ अस्माभिः किं कर्तव्यम् अस्तीयं पाश्चात्यपद्धतेः खण्डनं पाश्चात्यपद्धतिं यावदनुसरामः चेत् तावदेव अस्माकं यद् यद् वेदानां खण्डनं भविष्यति अस्माकम् अस्माकं भारतीय परम्परायाः खण्डनं भवति तावत् वयम् अनुष्ठानं न कर्तुं कर्तुं शक्नुमः तद् सद्यः कार्यं कर्तुं शक्नुमः किन्तु कारणमस्ति ब पाश्चद् पद्धतिः पाश्चात्यपद्धतिः अस्माकं वे वेशभूषा कीदृशी अस्ति वर्तमनि भवन्तः ज्ञातुं शक्नुवन्ति किं कारणं किं कारणमस्ति पाश्चात्यपद्धतेः पाश्चात्यपद्धतेः यावत्पर्यन्तम् अस्माकम् उपरि प्रभावः दृश्यते तावत्पर्यन्तं न कर्तुं शक्नुमः किमपि वा वयम् अतः सर्वादौ पाश्चात्यपद्धतेः ह्रासं करणीयमस्ति अस्माकं ये नेतारः भवन्ति र राजनीतिज्ञः भवन्ति तेव सर्वादौ तत्कारं कुर्युः यावद्पर्यन्तं तेन करिष्यन्ति तावत्पर्यन्तम् अस्माकं न भविष्यति किमपि अतः सर्वादौ किं कर्तव्यं भवति अस्माकं याः अस्माकं ब भारतीया परम्परा पद्धतिः अस्ति सा सम्यक् सुष्ठुः करणीया सुष्ठुः यावत् करिष्यन्ति तावदेव अस्माकम् अपि लाभः अस्माकमेव तत्र अस्माकं वेदोक्तं कर्माणामनुष्ठानं यदि सद्यः कार्यं न भवति तद् कर्तुं सुकरं भविष्यति न तु बहु दुष्करं यदि अभिप्रायः वर्तते धन्यवादाः